एवं सत्यम् फ़ेस्बुक् ट्विटर् इन्स्टाग्राम् इति स्थानत्रयेऽपि मम अकौण्ट्स् सन्ति नूतनवार्ताः ज्ञातुम् एव अहं अधिकशः तेषाम् उपयोगं करोमि मम परिवारजनाः अपि ये अष्टादशाधिकवयस्काः सन्ति ते सर्वे एतेषाम् उपयोगं कुर्वन्ति फ़ेस्बुक् ट्विटर् इन्स्टाग्राम् एतेषु एकस्मिन् वा स्थाने तेषां अकौण्ट् अस्त्येव तत्रत्याः वार्ताः कियत् सत्ययुताः इत्येतत् वयं कीदृशान् फ़ालो कुर्मः अनुसरामः कीदृशवार्ताः वयं पठामः तत् तेषां विमर्शं कथं कुर्मः इत्येतदेव अवलम्बते इदानीम् एषु दिनेषु तु अन्यान्य न्यूस् चेनल्स् इति यत् दूरदर्शनमाध्यमे आगच्छन्ति तेऽपि तु एवं फ़ेस्बुक् ट्विटर् इन्स्टाग्राम् इत्यादीनां इत्यादि माध्यमेषु यत् आगच्छति तदेव उद्धृत्य उद् उद्धृत्य दर्शयन्तः भवन्ति वार्ताः इति अतः एतद् कथञ्चित् वार्तामूलमेव जातमस्ति एतादृशा समाजिकमाध्यमं अतः तत्र उद्धृत्य अन्यस्य विवरणं वा विमर्शं वा तेषां श्रवणानां श्रवणस्य अपेक्षया स्वयमेव कः जनाः किं उक्तवान् इति दर्शनं तस्य परामर्शः च वरं इत्येव अहं मन्ये सद्यःकाले तु सर्वेषां राजकीयनेतॄणां यस्मिन् कस्मिंश्चित् वा विषये भवतु राजकीयनेतारः वा स्युः अथवा सिनिमा जना स्युः सङ्गीतं नृत्यं नाटकं कला साहित्यं एवं सर्व सर्वेषां क्षेत्राणां जनाः महान्तः विद्वांसः अपि स्युः अथवा इदं प्रथमतया ये प्रदर्शनं यच्छन्तः स्युः कलाविदः तादृशाः वा स्युः सर्व विधाः अपि जनाः तत्र अस्माकं कृते उपलभ्यन्ते तेषां सामीप्यमपि कदाचिद् प्राप्तुं शक्यं भवति एतेषां मध्यमानां द्वारा अतः अहं वार्तानां निमित्तं एतन् एतानि एव अधिकशः आश्रये सत्यमेव तद् सर्वत्र स्व् स्वीयः विवेकः उपयोक्तव्यः भवत्येव तद्द तदेकं उपयुज्य वयं सर्वत्र अस्माकं कार्यं सम्पादयितुं ज्ञानं वर्धयितुं च शक्नुमः इति अहं चिन्तयामि